हरिः ओम् हलो हा महोदय वदतु महोदय किमावश्यकं भवतः कृते

भव भवतः भवतः समस्या का म महोदय समस्या का हा हा

अत्र एकवि एकः विषयः अस्ति महोदय केषाञ्चन जनानां कृते तु जीन्स् इति वदन् वदामः खलु जेनेटिकल् जनेटिकल् जन्युपरा जन्युपरा स्थू स्थूलता वा कृषता वा भवति हा भवतः विषये य यदि सः एव विषयः अस्ति चेत् को कापि समस्या नास्ति अथवा भवतः हा हा हा हा तथा तु इत्येव ज्ञातव्यं भवति भवतः विषये तु जन्युपरा कृशता अस्ति इति विषयः तु निर्णीतः किन्तु किन्तु भवान् स्वस्थः अस्ति चेत् कापि समस्या न भवति यदि इतोपि भव भवान् तु स्थूलः भवितुमिच्छति तदा पेन्युरामास् इति उक्त्वा टी वी मध्ये दूरदर्शनमध्ये एकम् एकं प्रकटनं प्रकटनं भवति वाणिज्यप्रकटनानि भवन्ति खलु एकं प्रकटनं भवति तत्तु वैज्ञानिकरूपेण नरू निरूपितमेव निरूपितमेव तत्तु स्वीकर्तुं ब भवान् स्वीकर्तुं स्वीकरिष्यति चेत् किञ्चित् स्थूलः भवितुं शक्यते अन्यथा तु एङ्ग्यूरा मास् अन्यथा अन्यथा अन्यथा भवान् आहारविषये किञ्चित् शुष्कफलानि भवन्ति खलु शुष्कफलानि ड्रैफ़्रूट्स् इति वदामः शुष्कफलानि तानि खादन्तु तानि खादन्तु सूपं खादन्तु ओदनम् ऐ मीन् तण्डुलान् तण्डुलानि रैस् मा खादतु इति सर्वे सर्वे वदन्ति भवान् तु खादतु आं भवता खादनीयमेव तण्डुलानि खादन्तु तण्डुलानि खादन्तु अथवा सर्वे सर्वैः जनैः कथं कृशः भवनीयमिति विषये ते बहु बहुधा चिन्तयन्ति चिन्तयन्ति सर्वे जनाः भवान् तु स्थूलः भवितुम् इच्छति

अति अतिकृशः एकवारं भवान् थैराय्ड् थैराय्ड् भवति खलु थैराय्ड् परीक्षा भवति खलु तत् कुर्वन्तु तत् कुर्वन्तु कारयन्तु तत् तत् कारयन्तु यदि तदपि सम्यक् अस्ति चेत् चिन्ता एव नास्ति चिन्ताविषयः नास्ति भवान् एव एवमेव स्वस्थः भवतु धन्यवादः धन्यवादः इतोपि कोपि कापि समस्या अस्ति चेत् सम्पर्कं कुर्वन्तु अस्तु महोदय धन्यवादः धन्यवादः